मम राज्ये बहुविधगिरिजनाः भिन्नभिन्नप्रदेशेषु वसन्ति तेषां पारम्परिकः व्यापारः अपि सन्ति मया द्वित्रिस्थानेषु गतम् आसीत् तत्र च तेषां व्यापारव्यवहारः मया दृष्टः तत्र एकत्र मद्गृहसमीपे विद्यमानाः ते गिरिजनाः वंशवृक्षम् आधारीकृत्य तेन पात्रविशेषं कृत्वा विक्रयणं कुर्वन्ति तेन वंशवृक्षेण बहुविधानि क्रीडावस्तूनि तथैव पात्राणि कृत्वा तथा भित्तिः आच्छादकमपि कृत्वा विक्रयणं कुर्वन्ति तथैव अन्ये केचन ये पर्वतसमीपे वसन्ति ते वने विद्यमानमधुः सङ्ग्रह्य विक्रयणं कुर्वन्ति तथैव अन्ये केचन गिरिजनाः औषधमपि कुर्वन्ति वने विद्यमानसस्यान् औषधयुक्तलताः अपि सङ्गृह्य तद्वारा औषधं निर्मीय जनेभ्यः प्रयच्छन्ति तथैव अन्ये केचन वृक्षं कर्तयित्वा व्यापारमपि कुर्वन्ति